अहम् एकं प्रेषकं स्वीकृतवान् मम मित्राणि वदन्ति एतद् सम्यक् अस्ति इति उक्तवन्तः अत एव अहं क्रीतवान् परन्तु गृहं गत्वा तद् बाक्स् ओपन् कृत्वा दृष्टवान् तत्र तद् अत्यन्तं नूतनम् इति उक्तवन्तः तत्र बहु खेदः अभवत् इतः परं अहं वदामि तत्र कम्पनी यदस्ति तस्य नाम न वदामि अहं कृपया ये मिक्सि प्रेषकं स्वीकुर्वन्ति ते कृपया मम गृहम् एकवारं आगच्छन्तु दर्शयामि इतः परं तादृशं प्रेषकं कृपया न स्वीकुर्वन्तु